मम जन्मनः प्रदेशः झार्खण्डः वर्तते तत्र हजारीबाग् मण्डलम् अस्ति तत्र वृक्षाः अनेके सन्ति अतः पर्यावरणं तादृशं दूषितं नास्ति किन्तु तत्र अनेके अनेके खनयः सन्ति तत्र खनितः खनिजपदार्थाः अनेके निःसार्यन्ते तत्कारणात् अनेके ग्रामाः निर्वासिताः भवन्ति वृक्षाः अपि छिन्नाः भवन्ति यदा रेल्निर्माणं भवति रेल्वे लैन् निर्माणं भवति तदापि वृक्षाणां कर्तनं भवति अतः पर्यावरणं मन्ये तत्र सङ्कटे पतितं वर्तते अतः यावन्तः वृक्षाः निकृत्यन्ते तेषां स्थाने नवाः वृक्षाः प्ररोपणीयाः तद् व्यवस्था करणीयाश्च एवम् अत्र जलाशयाः अपि अनेके सन्ति किन्तु तत्र सर्वं क्षेत्रं सर्वं सस्यं वर्षाश्रितं वर्तते जलाकराणां जलाशयानां निर्माणं तत्र कर्तव्यं तत्र जलाशयेषु शुचित्वं भवत्येव एवं सर्वकारः यः वर्तते सोऽपि तत्र प्रयत्नशीलः वर्तते यत् अत्र शुचिता भवेत् प्राकृति प्रकृतिसम्बन्धिनी या सम्पद् भवे अस्ति सा सम्पद् सम्यक् रूपेण सुसक्ष् सुरक्षिता भवेत् इति